हलो नमस्कारः वदन्तु एवं शशाङ्क् अप्लेयन्स् मेनेजर् वदन्नस्मि एवं भवतां प्राची

एवं भवत् तत्र तदपेक्षया ओल् एवं तद् सोनी एल् जि इत्यपेक्षया ओनिडि ओनिडा इति एकं कम्पेनी आगच्छति तस्य किञ्चित् क्वालिटि समीचीनं भवति इति भाति मम एवं भवतां सैज़् फ़िफ़्टि फ़ै आरभ्य भवति इत्युक्ते नोर्मल् सैज़् इति तद् भवतां बजेट् कति अस्ति इति तद तदनुगुणं मया सैज़् वक्तुं शक्यते किञ्चित्

वन् अण्ड् हाफ़् लेख्स् भवति सैज़् तु स सेवेन् सेवेण्टि सेवेण्टि अस् एवम् एवं तर्हि एवम् एवमस्माकं सविधे अस्ति एल् इ डि अपेक्ष्यते वा एल् सि डि अपेक्ष्यते वा कीदृशमपेक्ष्यते भवताम् एवम् एवम् तत्र किञ्चित् तत्र इदानीं नूतनतया ओप्शन् आगतमस्ति तत् कर्व्ड् किञ्चित् आगच्छति तत् इत्युक्तौ पार्श्वाद् किं वामपार्श्वे वा दक्षिणपार्श्वे वा उपविश्यापि तत् समीचीनतया द्रष्टुं शक्यते अतः कर्व्ड् इति एकम् ओप्शन् आगतं एवम् नास्ति समीचीनम् एवं तेन सह यदि ओनिडा इत्यस्य कर्व्ड् टि वि भवद्भिः क्रेतुम् इष्यते चेत् तेन सह एव वयं तस्य सेटप् बोक्स् इत्यादिकमपि फ़्री रूपेणैव वयं दद्मः ह्यः तदपि एकम् ओप्शन् अस्ति एवं तत् इन्स्टोल् इन्स्टोल् इन्स्टोलेशन् सर्वमस्माकमेव व्ययः एवं फ़्री एव लभ्यते भवताम् एवम् एवम्

अस्माकं तत्र औट्लेट् त्रयमस्ति औट्लेट् त्रयमस्ति अस्माकं तत्र भवतां विद्यापीठस्य समीपे एकं अधः लीलामहल् सर्कल् इति एकमस्ति तत्सवि तत्सविधे अपि एकम् अस्माकं शोप् विद्यते तत्र अस्माकमेव जनः विद्यते इत्यतः तम् अहं सूचयामि चेत् भवताम् अड्रेस् यच्छन्ति चेत् सः आगत्य अस्माकं मेज़र्मेण्ट् दृष्ट्वा भवतां किं समीचीनं भवति इति सः एकवारं सजेशन् करोति अतः भवताम् अड्रेस्

न इदानीं भवताम् मूल्यं तावत् एल् जि इत्यस्य किञ्चित् न्यूनमेव भवति तदपेक्षया ओनिडा अधिकं भवति यदि पूर्वं पूर्वतनं भवताम् एल् जि इति किञ्चित् समीचीनमस्ति तर्हि तद् एक्स्चैञ्ज् मध्ये अपि स्थापयितुं शक्यते इत्युक्ते तस्य एल् जि इत्यस्य परिस्थित्यादिकं दृष्ट्वा तस्य कति मूल्यम् अस्माभिः दातुं शक्यते इति निर्धार्य एवम् तस्य तत् सुस्थमस्ति चेत् तस्य प्रायः टेन् पर्सेण्ट् आगच्छति टेन् तः ट्वेण्टि पर्सेण्ट् आगच्छति अतः तत् किञ्चित् तस्य परिस्थितिं दृष्ट्वा एवम् एवम् अस्माकं वेब्सैट्मध्ये अस्माकम् अड्रेस् भवति कृपया तत्र आगच्छन्तु